हरि ओम् नमस्ते महोदय हरि ओम् हरि ओम् सत्यम् अहम् शेषाद्रिदेव वदतु आम् नमस्ते सुजयमर्गीवर्यः वदतु ओ हो कस्मिन् विषये ओ बहूत्तमं बहूत्तमम् अस्तु षोडशसंस्काराणां विषये अस्तु आम्

ओ चलचित्रनिर्माणं कर्तव्यम् इति भवतः इच्छा अस्ति वा

सहाय्यं प्रसहाय्यं भवान् इच्छति

अस्तु महोदय उत्तमः विचारः यतोऽहि षोडशसंस्काराणां विषये चलचित्रं येन केनापि न निर्मितम् अस्ति पूर्वम् आदिशङ्कराचार्या इति एकं चित्रम् आसीत् अनन्तरं मध्वाचार्या इति एकं चित्रम् आगतम् अनन्तरं वयम् एतस्मिन् विषये षोडशसंस्काराणां विषये चित्रं कर्तुं शक्नुम भवान् इदानीं तत्र सर्वं लिखितवान् अस्ति खलु तत् तु सप्रमाणम् अस्ति इति मन्ये सप्रमाणम् अस् लिखितवान् अस्ति अस्तु अस्तु अस्तु अस्तु कथं करणीम् इति विषयं मम कृते त्यजतु चिन्ता नास्ति तत्र अहम् वयं च वयं भवान् एकवारं मम गृहम् आगच्छतु आवाम् उपविश्य कियद् धनव्ययं भवति तत्र धनदातारः के इत्यस्मिन् विषये वयं चिन्तयितुं शक्नुमः आदौ संस्कारः इति नाम किं तत्र गुणाधानम् एवञ्च गुणस्य आधानम् अवगुणस्य अपणोदनं संस्कारः भवितुमर्हति खलु गुणपुरणं भवति अवगुणस्य तत्र निर्वापणं भवितुमर्हति तदेव संस्का सः एव संस्कारः असत्यम् कति संस्काराः सन्ति महोदय आहत्य ओ षोडशसंस्काराः भवन्ति अस्तु आदौ पुण्याहं न भवति वा गर्भाधानः भवति अस्तु अस्तु अस्तु पुंसवनं सीमन्तोन्नयनम् अन्तिमः संस्कारः अन्त्येष्टिः अन्तिमः तत्र महिलानां कृते संस्काराः पृथग्भवति पुरुषाणां कृते पृथग्भवति तर्हि इदानीम् उपनयनसंस्कारः तद् पुरुषाणां कृते न भवति

सत्यं सत्यं महिलानां कृते न भवति परन्तु सीमन्तोन्नयनं महिलानां कृते भवति पुरुषाणां कृते न भवति अस्तु अस्तु अस्तु अस्तु अस्तु आहत्य तत्र षोडशसंस्का चलचित्रं वयम् अवश्यं निर्मातुं शक्नुमः उत्तमः विचारः कृपया भवान् आगच्छतु एवं तत्र साक्षात् उपविश्य वार्तालापं कुर्मः चित्रनिर्माणम् अवश्यं कुर्मः स्वागतम् महोदय नमस्ते नमस्ते